वस्तुतः प्रवासः निरन्तरं वा अनिरन्तरम् इति द्विधा रूपेण भवति नाम प्रायः तु निरन्तरं नाम कुत्रपि स्थगनमिति भवत्येव परञ्च सामान्यतेन अनिरन्तरम् इति एव मन्यते किमर्थमिति चेत् प्रवासः कुत्र करणं कुत्र न करणीयं नाम कुत्र वर्धितः कुत्र न वर्धितः इति यथा पश्यामः राममन्दिरम् उद्घाटनार्थम् प्रचाल्यते यत् प्रसार प्रसारं क्रियते तद् तत्र प्रवासः करणीयः इति प्रवासं कृत्वा तत्र अर्चना इत्यादिकं कर्तव्यम् इत्यर्थः पुनः यत्र यस्य नाम अनावश्यकः तत्र न गन्तव्यम् इत्यर्थ यथा मालदीप् नाम तत्र किमपि एवं विशिष्टं नास्ति परञ्च साम्प्रतिकाले मोदीवर्याणां विवच्छेतैः उक्तवन्तः इति एवं रूपेण प्रवासः कुत्र करणीयः कुत्र न करणीयः इति सुप्रवासे तु स् सुवर्धनम् एव भवति परञ्च तस्य यस्य सुप्रवासः न भवति नाम दुर्प्रवासः नाम प्रवासे दुश्प्रभावः भवति भवति तस्य न्यूनीकरणम् इत्यर्थम् एवं परिणामः प्रवासस्य वर्तते